आधुनिकसिक्षायां विशिष्टविषयाः एजुकेषन् टेक्नालजि ऐ सि टि इन्फ़र्मेषन् कम्युनिकेषन् टेक्नालजि रूपेण तत्र स्वीकर्तुं शक्यते यतः प्राविदिकं वैज्ञानिकं मूल्यात्मकमेव शिक्षायां प्रधानपात्रं तत्र भवति अतः आधुनिकालशिक्षारूपेण एजुकेषन् टेक्नालजि इन्फ़र्मेषन् कम्युनिकेषन् टेक्नालजि इत्यनयोः विशिष्टरूपेण सर्वे सर्वासु शालासु प्रयुज्यन्ते किमर्थं नाम छात्रााणं सरळावबोधनार्थं शिक्षे इमे तत्र उपयुज्येते अतः टेक्नालजि नाम विधिप्रविधिमाध्यमेन पाठनं विदिः प्रविदयः नाम पद्धतयः इति विभिन्नपद्धतयः भवन्ति विविन्न विभिन्न प्रविधयः भवन्ति प्रविधिः नाम युक्तिः यथा चित्राणि विभिन्नवस्तूनि प्रदर्श्य छात्राणां पाठयामः तर्हि छात्राः सरळरूपेन तद्वस्तूनि वा तत्सन्दर्भवस्तूनि वा चित्राणि वा दृष्ट्वा झटिति एव अवगच्छति एतत् अतः सरळावबोधनं भवति अतः काठिन्यानां दूरीकरणार्थं सरळरूपेण अवबोधनार्थं टेक्नालजि शिक्षा तत्र समानीता वर्तते सर्वत्र देषे देषेशु एवमेव इन्फ़र्मेषन् कम्युनिकेषन् टेक्नालजि नाम इन्फ़र्मेषन् नाम शूद् सूचना इति कस्मिन् विषये सूचना नाम शिक्षाक्षेत्रे विषयानां सूचना तत् कम्प्यूटर् द्वारा कम्प्यूटर् एकं सिस्टं भवति तद्वारा तत्र पवर्पायिण्ट् माध्यमेन तत्र छात्राणाम् अवबोधनार्थं तत्र प्राथमिकस्तरादारभ्य उच्चस् उच्चस्तरपर्यन्तमपि तत्र इन्फ़र्मेषन् कम्युनिकेषन् टेक्नालजि इत्यस्य उपयोगः भवति अतः कम्युनिकेषन् परस्परं विनिमयः भवति छात्राध्यापकयोः मध्ये यः व्यवहारः कक्षासु भवति स एव व्यवहारः तत्र इन्फ़र्मेषन् टेक्नालजि कम्प्यूटर् इति सिस्टं द्वारा तत्र इन्फ़र्मेषन् विभिन्नविषयाणां सः अध्यापकः यस्मिन् विषये सः विश् विशिष्टरूपेण पाठयति उदाहरणार्थं सैन्स् अध्यापकः विज्ञानसम्बन्धि अंशान् प्रतिपादयति एवमेव गणित अध्यापकः गणितं एव विषयरूपेण बोधयति एवं संस्कृत अध्यापकः भाषारूपेण संस्कृतं बोधयति एवम् आङ्ग्ळ अध्यापकः आङ्ग्ळं विषयरूपेण बोधयति सर्वेषाम् अध्यापकानां विभिन्नविषयाणाम् अध्यापकाणामपि इन्फ़र्मेषन् कम्युनिकेषन् टेक्नालजि इत्यस्य उपयोगः महत्वरूपेण आधुनिककाले प्रवर्तते वा आबाल्यात् न छात्राः बालाः अपि तत्र कम्पूटर् एजुकेषन् प्राप्णुवन्तः भवन्ति एतत् परमप्रधानेन भारतदेशेपि नूतनसिद्धान्तरूपेण प्रविधिरूपेण अत्र उपयोगः भवति